आ हरि ओम् अहं गीता इदानीम् अस्माकं गृहे किञ्चित् क्लेशः जातं नाम अध्ययन अध्ययनमपि समीचीनतया कर्तुं न शक्नुमः यतोहि भवतः गृहात् बहु बहु उच्चध्वनिः श्रूयते तत्र म्यूसिक् तथा च कोलाहलस्य ध्वनिः अतः अहं बहुवारम् उक्तवती तथापि एवमेव श्रूयते सर्वदा अतः किञ्चित् क्लेशं भवति क्लेशः अनुभूयते अस्माभिः

ओ तत्तु अहं किं दोषः वर्तते परन्तु तत्तु वृक्षस्य दोषः न तु मया मम दोषः परन्तु एतत् म्यूसिक् इत्यादि कोलाहलादिकं भवद्भिः एव क्रियते खलु अतः तस्य परन्तु तत्र जनाः एव न अस्माभिः कर्तुं न शक्यते तत्तु उपरि अस्ति अतः वृक्षस्य उपरि गत्वा तत्र तस्य छेदनं कर्तव्यं परन्तु जनाः एव न लभ्यते तत्का कर्तुं किं कर्तव्यम् अस्माभिः अस्तु अस्माकं गृहं प्रति सा आगच्छति शुद्धीकरणार्थं तां प्रेषयामि भवतः गृहं शुद्धीकर्तुं यतोहि जनाः यदा लभ्यन्ते तदा शाखस्य छेदनं करिष्यामि कारयिष्यामि

अस्तु तस् तद्विषये अहं पश्यामि प्लम्बर् आह्वयामि परन्तु भवतः गृहे अपि इतोपि समस्या वि वर्तते तत्र शुनकः विद्यते तत् सर्वदा भषणं करोति अतः तस्य ध्वनिः एव श्रोतुं न शक्यते अतः अनन्तरम् अस्माकं गृहे अपि तत् प्रविषति अतः किञ्चित् व्यवस्था भवानपि हा अस्तु अस्तु अस्तु अस्तु हा धन्यवादः